अहं प्रथमं यद्वस्तु स्वीकृतवान् तत् बहु उपयोगकरम् आसीत् इदानीमपि तस्य उपयोगं कुर्वन्नस्मि प्रायः दशाधिकवर्षाण्यतीतानि एतत् पदार्थं एतत् प्राडक्ट् स्वीकृत्य तस्य उपयोगं कुर्वन्नस्मि अनेन च अहं बहु उपकृतः अस्मि इति अहं वक्तुम् इच्छामि पुनरपि धन्यवादं च अत्र समर्पयितुम् इच्छामि एवमेव अन्येऽपि एतस्य प्रोडक्ट् स्वीकृत्य स्वस्य जीवनस्य बहुकालं रक्षयन्तः अन्यस्य कार्यस्य विषये अवधानं दातुं ते प्रभवन्ति अतः एतादृशं प्रोडक्ट् स्वीकृत्य भवन्तः अग्रे सरन्तु इति अहं भावयामि तेन च वयमपि उपकृताः भवामः तथा एका उत्तमसंस्था या वर्तते तस्याः औनतीकरणार्थम् उन्नतीकरणार्थम् अस्माकं किञ्चित् योगदानम् इति वयं परिगणय्य तत्र योगदानमपि कृतवन्तः इति वयम् आनन्देन जीवितुमपि शक्नुमः अमुं विषयम् अत्र उपस्थाप्य अहं विरमितुं च इच्छामि तस्मात् पूर्वं पुनरपि एकवारम् अहं वक्तुम् इच्छामि शताधिकवस्तूनि अहं स्वीकृतवान् अस्मि तत्र नवतिप्रतिशतं प्रोडक्ट् बहु उपयोगकरम् एव वर्तते अन्ये अपि एवमेव अनुभूय बहुत्र वदन्ति अहमपि वदन्नस्मि धन्यवादः